आदौ आसनानि कर्तुं अहम् कष्टम् अनुभवामि स्म परन्तु दिने दिने आसनानि कृत्वा कृत्वा सुलभतया तानि कर्तुम् शक्तः अभवम् एवम् अहम् क्लिष्टोपि क्लिष्टानि आसनानि यथा शीर्षासनं सर्वाङ्गासनं कुक्कुटासनं पद्मासनं शीर्षासने पद्मासनम् इति बहूनि आसनानि मया करगतम् अभवम् यदा अहं बालकः आसम् तस्मादेव योगासनं कर्तुम् आरब्धवान् योगकक्ष्याः अपि मया स्वीकृताः